मया बेङ्गळूरुतः मुम्बैनगरं प्रति गतमासीत् नूतनः प्रदेशः मया कदापि न दृष्टः मया एकं कार् बुक् कृतमासीत् चतुश्चक्रिकावाहनं सः मम कृते किमपि न ज्ञायते इति कृत्वा सर्वं दर्शितवान् एकैकं मार्गमपि सम्यक् दर्शयित्वा मया यः प्रदेशः गन्तव्यः आसीत् तं प्रदेशं सः प्रापितवान् इति सन्तोषः वर्तते अतः सः यः वाहनचालकः वर्तते सः समीचीनः